यत् खाद्यम् अहं गृहे न करोमि तं खाद्यम् अहम् आपणेषु खादितुमिच्छामि यथा चेट्स् भवति तादृशं किमर्थमित्युक्ते तस्य करणसमये बहुसमयं तत् स्वीकरोति किन्तु दशनिमेषेषु वयं तस्य खादनं समापयामः अतः अहं बहिः खादितुमेव इच्छामि